भारतस्य अस्मिन् राज्ये नोपलभ्यमानानि तव राज्यस्य विशिष्टानि स्थानानि कानि सन्ति इति प्रश्नः वर्तते तथा सति प्रश्नस्य उत्तरम् एवमस्ति अस्माकं भारते उत्तरप्रदेशे इति राममन्दिरं वर्तते तदा राममन्दिरम् अयोध्यायामेव लभ्यते न तु अन्यत्र अतः उत्तरप्रदेशस्य तत् वैशिष्ट्यं अपि च तत्र मथुरानगरी अपि वर्तते मथुरानगरी अन्यत्र कुत्रचित् कर्नाटके तमिल्नाडु वा इत्यत्र कुत्रापि न लभ्यते तत् केवलं कुत्र लभ्यते तत्तु केवलम् उत्तरप्रदेशे एव लभ्यते अतः तद् उत्तरप्रदेशस्य राज्यस्य वैशिष्ट्यं वर्तते अतः उत्तरप्रदेशस्य प्रामुख्यं तेन ज्ञायते कथमिति चेत् इदानीं कृष्णस्य अवतारः तत्रैव जातः आसीत् अतः तेन उत्तरप्रदेशराजस्य वैशिष्ट्यं भजते तथा सति नन्दग्रामः अपि तत्रैव वर्तते नन्दग्रामे ये जनः भवन्ति तेऽपि समीचीनाः संस्कारयुक्ताः भवन्ति ते स्वकीयां परम्परां पालयन्ति अपि च तेषां श्रद्धा भक्तिः कृष्णस्य प्रति तथा भवति अतः तेन तद् राज्यस्य वैशिष्ट्यं ज्ञाप्यते अतः अस्माभिरपि तथैव प्रयत्नः आधेतव्यः तेन अस्माकं राज्यस्य वैशिष्ट्यं कथं वयं प्रतिपादियितुं श क्नुमः तथा प्रयत्नः कर्तव्यः अस्माभिरेव अतः इदानीं कर्नाटके एवं वर्तते उत्तरप्रदेशराज्ये एवं वर्तते तमिल्नाडुराज्ये एवं वर्तते सर्वत्र स्वस्य स्वस्य राज्यस्य वैशिष्ट्यं वर्तते एव अतः भारते अस्मिन् राज्ये नोपलभ्यमानानि तवराज्यस्य वैशिष्ट्यानि सन्ति अतः वयमपि भारतस्य अस्मिन् राज्ये कर्नाटकराज्ये नोपलभ्यमानानि त वराज्यस्य अस्माकं राजस्य वैशिष्ट्यानि कानि इति चेत् यथा वयं जानीमः एव उत्तरप्रदेशे राममन्दिरं वर्तते तद् राममन्दिरं कर्नाटके न वर्तते अतः तत्कुत्र वर्तते उत्तरप्रदेशे वर्तते अतः उत्तरप्रदेशस्य वैशिष्ट्यं केन ज्ञाप्यते राममन्दिर इत्यनेन ज्ञाप्यते अतः तत्तद्प्रदेशे तत्तद् वस्तुना तस्य वैशिष्ट्यं ज्ञाप्यते इति उक्त्वा शम्